इदानींतक इदानींतनकाले अपि रामायणस्य महाभारतस्य च प्रस्तुत प्रस्तुतता वर्तते एव प्रथमं वयं रामायणं स्वीकुर्मः रामायणे रामस्य गुणाः कथम् आसन् इति वयं चिन्तयामः चेत् रामः सत्यवाक्यं धर्मज्ञः कृतज्ञः दृढव्रतः एत ए ए एत एते सर्वे गुणाः रामे रामे आसन् इदानींतनकाले अपि वयं सत्यवाक्यता धर्मज्ञता कृतज्ञता कृतज्ञं कृतज्ञता इत्युक्ते यदा वयं केनापि उपकारं स्वीकुर्मः चेत् प्रत्युपकारं कर्तुम् अस्माकम् इच्छा तत् स्मर्तव्यं अतः कृतज्ञता अधुना अपि स्वीकरणीया सत्यवाक्यता अपि यदि वयं सत्यमेव वदामः चेत् मनः शुद्धं भवेत् अतः सत्यवाक्यता अपि इदानींतनकाले प्रस्तुता प्रियवाक्यता प्रियवाक्यता यदि वयम् अन्येषां स सह प्रियवाक् प्रियं प्रियवाक्यं वदामः चेत् तेषां मनसि सन्तोषः आनन्दः अपि वर्धते ते अपि तथा एव सम्बोधयन्ति महाभारतस्य विषये वदामः चेत् महा महाभारते एकः श्लोकः अस्ति महाभारतस्य विषये गीतासहस्रनामैव स्तवराजो ह्यनुस्मृतिः गजेन्द्रमोक्षणं चैव पञ्चरत्नानि भारते पञ्चरत्नानि सन्ति महाभारते भगवद्गीता विष्णुसहस्रनामं स्तवराज स्तवराजः इति अस्ति गजेन्द्रमोक्षणम् अस्ति अनुस्मृतिः तत् पञ्चरत्नानि भगवद्गीता एका एव स्मृतिः अस्माकम् कृते बहु स स सा अस्माकं जीवने सार्थक्यता कर्तुं शक्यते अनेकाः विषयाः सन्ति स स स समस्तवेदार्थसारः भगवद्गीतायां वर्तते अतः भगवद्गीताम् एकां वयं प सम्यक् अध्ययनं कुर्मः चेत् अस्माकं जीवनं सार्थक्यं भवति अनन्तरं विष्णुसहस्रनामम् अस्ति विष्णुसहस्र अनेकानि नामानि सन्ति भ अतः वयं पारायणं कुर्मः चेत् मनः शुद्धं भवति यदि तत्त्वज्ञानं ये जनाः न जानन्ति ते अपि नामस्मरणेन मनश्शुद्धिं कर्तुं शक्यन्ते अतः भक्ति भक्तिविषये अपि अनुस्मृतिः गजेन्द्रमोक्षणम् एतत् सर्वमपि महाभारते अस्ति अनन्तरं व्यासमहर्षिः एकं श्लोकार्धेन सः वदति किं तत्र स्वीकरणीयं यदि वयं सर्वमपि शास्त्रं न पठामः अपि कथं वयं वर्तनीयम् इति सः श्लोकार्धेन एव वदति परोपकारः पुण्याय पापाय परपीडनम् इति श्लोकार्थः अतः इदानीन्तनकाले अपि रामायणं महाभारतम् अस्माभिः स्वीकरणीयम्